योगः कथमपि शारीरिकव्यायामः नास्ति योग अर्थात् संयोग मनश्शरीरसंयोगः आत्मा अति आत्मा संयोगः समान्यतया जनाः योगं कश्चन शारीरिकव्यायामः इति मन्यन्ते यतः तस्य एकम् अङ्गम् आसनं वा भवति पतञ्जलि वदति यत् यदि भवन्तः कतिपयानि घण्टानि यावत् आरामेन च उपविष्टुं शक्नुवन्ति तर्हि भवतां क्षमतायाः वर्धनम् आरभ्यते अतः योगमुद्राः वास्तवतः किमपि प्रकारस्य शारीरिकप्रशिक्षणस्य विषये न चिन्तयति परन्तु ताः मुद्राः अस्माकं सत्त्वायाः आन्तरिकप्रशिक्षणस्य विषये चिन्तिताः सन्ति योगः अस्माकं मनसः केन्द्रीकरणे सहायकः भवति अतः योगः अपि लोकप्रियः भवति परन्तु सामान्यतया शारीरिकव्यायामस्य एकः प्रकारः इति दुर्बोधः भवति वस्तुतः योगस्य शारीरिकाः पक्षाः आसनाः अभ्यासस्य सहायकः भागः एव अपि च एते आसनाः नियमितशारीरिकव्यायामात् स्वक्रियाविधौ परिणामेषु च बहु भिन्नाः सन्ति